शेर् मार्वट् विषये अहम् अधिकं न जानामि स्म परन्तु मम मित्रम् एकमस्ति शङ्कर् बेन्नूर् इति सः अधिकाधिकबलात् आग्रहितवान् भवान् करोतु सम्यक् भवति अहमधिकं धनम् अर्जितवान् इति परन्तु अहम् उक्तवान् संस्कृतमहं पठामि चेत् सम्यक् भवति मम गृहे रोटिका भवति तावदेव पर्याप्तम् अधिकं न इच्छामि अहम् इति उक्तवान् अहम्